नमो नमः महोदय अहं जयपुरभ्रमणार्थम् ओलामध्ये यानञ्चितवती इदानीं भवान् कतिवादने अत्र आगमिष्यति कृपया वदतु अहं प्रतीक्षां करोमीदानीम् इदानीम् अहं त्रिवेणीनगरे अस्मि त्रिवेणीनगरे अहं संस्कृतमहाविद्यालयस्य पार्श्वे अस्मि भवान् इदानीं कुत्र अस्ति कृपया भवतः वर्तमानस्थानस्थितिं वदतु कतिवादने भवान् आगमिष्यति अथवा कियद् कियद् समयाद् अनन्तरं भवान् आगमिष्यति कृपया वदतु अहं प्रतीक्षां करोमि इदानीम् कृपया शीघ्रमागच्छतु अहं भ्रमणार्थं विलम्बं न कर्तुम् इच्छामि अतः भवान् शीघ्रम् आगत्य मां स्वीकरोतु अस्तु धन्यवादः